मम मातृभाषा तमिळ्मध्ये रामायणस्य महाभारतस्य अनुवादः इति पश्यामः चेत् कम्बरामायणम् इति लभ्यते कम्बेण लिखितम् रामायणं कम्बरामायणम् इति वदामः तत्र वर्णनं तु बहु रोचकरीत्या लिखितमस्ति पाठकाः पठित्वा ते स्वजीवने तद् इदानीं चलति इति ते अनुभोक्तुं शक्यते तादृशरीत्या तेन वर्णनं कृतमस्ति सर्वे तद् पठन्ति तस्य अनुकरणमपि कुर्वन्ति इव भासते प् प्रसिद्धमस्ति तद् कम्बरामायणम् इति तमिळ्नाडुराज्ये